वस्तुतः अहं धार्मिकः अन्धविश्वासविषये मम तावद् विश्वासमेव नास्ति यतो हि तद् अवैज्ञानिकमस्ति इति मम भावना किन्तु इदानीमपि ग्रामीणजनाः धार्मिकान्धविश्वासं कुर्वन्ति नाम बहु विश्वासम् अन्धविश्वासे एव भवति तेषाम् तत्तु अस्माकं समाजस्य कृते सम्यक् नास्ति कदाचित् तेन केचन मृताः भवन्ति नाम तत् सम्यक् न भवति इति मम अभिप्रायः जनाः इदानीम् ट्वेन्टि शतमाने सन्ति नाम विंशतिः शतमाने सन्ति तदापि एवम् अन्धविश्वासम् आचरन्ति चेत् तदस्माकं दौर्भाग्यमेव अस्ति अतः जनाः अन्धविश्वासं विश्वासं न करणीयं यत्र आवश्यकम् अस्ति विश्वासं तत्रैव विश्वासं स्थापनीयं नाम अन्धविश्वासं न करणीयम् इति मम अभिप्रायः केचन लवणम् अन्यस्य हस्ते दास्यामः नाम दद्मश्चेत् तद् तेन कोलाहलः भवति इति चिन्तयन्ति पुनश्च गृहस्य अन्ते नखस्य कर्तनादिकं न करणीयम् इति अस्ति एवं बहूनि बहवः अन्धविश्वासः सन्ति एतदस्माकं समाजस्य कृते हानिमेव जनयति केचन देवस्य विषये अपि बहु अन्धविश्वासं प्रदर्शयन्ति तद् सम्यक् नास्ति